भारते नवोद्यमिभ्यः प्रफुल्लितयुगम् पश्यदस्ति कथम् इत्युक्ते भारतदेशः युवदेशः इति मन्यन्ते तत्कारणात् नव उद्यमिभ्यः नूतन उद्यमाः प्रारम्भः भविष्यति तदा भारतस्य उत्तरोत्तर अभिवृद्धिः भविष्यति नूतनव्यापाराणां समर्थने सर्वकारद्वारा गौरवधनरूपेण आङ्ग्लभाषायां सब्सिडि इति उच्यते किल तद्रूपेण तद्रूपेण धनसाहाय्यं अस्ति तत् स्वीकृत्य युवाः कार्यं कर्तुं शक्यते